अहं गतसप्ताहे तृतीयकक्षायाः एका एकं पुस्तकं स्वीकृतवती आसम् तत् पुस्तकं प्रथमन्तु दर्शने बहुसम्यक् आसीत् तत्र फ़्राण्ट् पेज् मध्ये बहूनि चित्राणि आसन् ये येन लघुबालाः बहु आसक्ताः भवन्ति तत्पुस्तकं पठितुं नाम बालाः तु तावत् क्रीडासक्ताः भवन्ति अतः तत्र चित्राणि बहुसम्यक्तया आसन् येन छात्राः तत् पुस्तकं पठितुं पूर्वमेव आसक्ताः भवन्ति पुनः तत्र पाठाः बहु नाम लघु तथा सरलभाषया आसीत् अतः तद्बहुसम्यक् अस्ति पुनः तत्र पाठान्ते अभ्यासनिमित्तं प्रश्नाः अपि अधिकाः आसन् येन छात्राणां तत्र पाठस्य अवगमने तत्र सौकर्यं भवति पुनश्च तत्र लघुलघुश्लोकाः नाम नीतिविषयकं श्लोकाः आसन् येन नित्यजीवने छात्राणां बालानां बहु तत्र उपयोगाय भवति अनन्तरं तत्र पुस्तकनिर्माणस्य या शैली वर्तते सा शैली बहु उत्तमा आसीत् पुनः तस्य पुस्तकस्य मूल्यमपि अधिकं नासीत् अतः मम दृष्ट्या तत्पुस्तकं बालानां कृते बहु लाभदायकः अस्ति तावत् एव